मया एकं युतकं क्रीतमासीत् तद् युतकं मया बहुधा धृतं तथापि तस्य वर्णः अपि तथैव अस्ति पुनः तद् जीर् जीर्णम् अपि न अभवत् अन्यत् बहुधा प्रक्षालितमपि तथापि तस्य वर्णः अपि तथैव अस्ति अतः यः इच्छति तद् तद् युतकं बहुसम्यक् अस्ति तत् स्वीकुर्वन्तु इति मम अभिप्रायः